प्रारम्भिकाः बैकिन्ग् आसक्ताः सामान्याः बहवः दोषान् कुर्वन्ति किमर्थम् इत्युक्ते बहुत्र एतत् बैक् यानस्य सुरक्षतां दृष्ट्या किंचित् तैलपूर्णम् वा भवतु किमपि वस्त्रं धृत्वा न धृत्वा किंचित् हेल्मेट् इत्यादिकं धृत्वा न धृत्वा धरन्ति परनन्तु केचन प्रारम्भिकाः एतत् न धृत्वा गच्छन्ति इति ते कथं निवारयितुं शक्यन्ते तत् सर्वं स्मृत्वा एव यदा गच्छामः एतत् सर्वं दृष्ट्वा यदा धृत्वा एव गच्छामः तदा एतत् निवारयितुं शक्यते के नियमाः बैकर्स् द्वारा अवश्यं पालनीयाः यदा पालनीयाविषयाः सन्ति तद् एतत् रस्ते नियमाः नियमपालनं करणीयम् तदा यदा बैक् द्वारा एतत् नियमाः भवन्ति तदा यदा रैट् गच्छामः तदा रैट् वामपार्श्वे गच्छामः वामपार्श्वे इत्यादिकं सर्वं करणीयम् इति